वनस्पतीनां प्रवर्धनं मया विंशतिवर्षात् प्राक् आरब्धम् तत्रापि के कारणमस्ति यदा अहं लघुबालकः लघुछात्रः लघुबालकः आसन् तदा मम ज्वरः आगतमासीत् फीवर् आगतम् आसीत् अस्माकं ग्रामीणप्रदेशः वाहनस्य सौलभ्यं नासीत् बहु फीवरासीत् तदा मम मम पितामही या आसीत् सा एतत् ब्राह्मीसस्यं जीरा हबीजं गुडम् एतत् मिश्रीकृत्य काश कषायं कृत् कषायं गृहे एव कृत्वा मम दत्तवती तेन एकस्मिन् दिने एव मम ज्वरः न्यूनमभूत् वैद्यस्य अपेक्षा एव न जाता वैद्यालयस् वैद्यालयगमनम् आवश्यकं नाभूत् ततः मम एतत् वनस्पती तस्याम् उपरि वनस् वनस्पतिसस्यानां प्रवर्धने आसक्तिः उत्पन्ना मम वनस्प्तिः मम वनस्पतिवने बहवः औषधसस्याः सन्ति यथा संस्कृतभाषायामस्ति अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम् औषधरहितम् मूलं नास्ति इति किन्तु तस्य ज्ञा ज्ञानमपेक्षितम् ममा क्षेत्रे सर्पगन्धिः वनस्पतिक्षेत्रे सर्पगन्धिः अस्ति भू आमलिका अस्ति भूनिम्बुकमिति अस्ति शुगर् मध्ये उप उपयुज्यते एकनायकना लता इति एकमस्ति तदस्ति पुनः पुनश्च अश्वगन्धः अस्ति आमलकम् अस्ति एवं बहु सस्यानि सन्ति तेन स्वास्थ्यरक्षणम् अस्माकं सुलभं सुलभं भवति